शेर् मार्केटिक् विषये किञ्चिदेव जानामि तद् किं किम् इत्युक्ते किमपि बिस्नेस् निमित्तं मूलधनम् आवश्यकं ब भवति तदर्थम् एकः सम्पूर्णं धनं नास्ति चेद् शेर् कृत्वा धनं सम्पाद्य बिस्नेस् कर्तुं शक्यते तस्य लाभः वा नष्टः भवति चेद् तस्य शेर् सोढुं सः शक्तः भविष्यति तावदेव